अस्माकं क्षेत्रे पर्यटने बहु क्लिष्टः अभवत् किन्तु प्रपञ्चे अपि सर्वे सर्वत्रापि तथा एव अभवत् खलु अतः अतः विशेषः विशेषेण किमपि नास्ति किन्तु पर्मिशन् अस्ति चेत् अत्यन्तं मुख्यं कार्यम् अस्ति चेत् पर्मिशन् स्वीकृत्य गन्तुं शक्नोति तथा एवं मम सखि तस्याः पुत्र्याः विवाहः अपि कृतवती तथा एव मम मम मम भागिनेयः पिता एक्स्फ़ैयर्ड् दिवङ्गतः अभवत् तस्मिन् समये अपि पर्मिशन् स्वीकृत्य कार्यक्रमाणि कृतवती सो तथा मुख्यकार्यमस्ति चेत् प्रभुत्वं पर्मिशन् ददाति नो चेत् गृहे एव अस्ति चेदेव सर्वत्र ओर सर्वानां क्षेमं भविष्यति